रामायणमहाभारतयोः अनुवादः विभिन्नासु भाषासु प्राप्यते यथा रामायणस्य अनुवादः हिन्दी मराठी बाङ्गला तमिल् तेलगु उडिया इत्यादिषु भाषासु प्राप्यते तथा च महाभारतस्य अनुवादः तमिल् बाङ्गला मलयालं हिन्दी आङ्गल् इताल्वी चिनी जापानी फ़्रान्सीसी फ़ार्सि रूसी इत्यादिषु भाषुसु प्राप्यते मम भाषा हिन्दी अस्ति अतः उभययोः ग्रन्थयोः अनुवाद हिन्दीभाषायामपि उपलभ्यते रामायणस्य हिन्दीभाषायाम् अनुवादः रामचरितमानस् इति ग्रन्थरूपेण प्राप्यते यस्य लेखकः गोस्वामीतुलसीदासः अस्ति महाभारतस्य हिन्दीभाषायाम् अनुवादः गीताप्रेस् द्वारा कृतं यद्यपि एतयोः ग्रन्थयोः अनुवादः विभिन्नासु भाषासु वर्तते तथापि मूलभाषासंस्कृते पठनेनैव रसानुभूतिं प्राप्नोमि अनुवादे ग्रन्थस्य मूलस्वरूपं भावश्च विनश्यते अत एतयोः मूलस्वरूपमेव मह्यं रोचते